अहं बहु पुस्तकानि पठामि पूर्वं बहु पुस्तकानि पठितवती तत्र पठनसमये समस्याः आगच्छन्ति चेद् अहं ज्येष्ठैः सहायं पृच्छामि मित्रैः सह चर्चां करोमि तस्याः सहायेण अहं समस्यां निवारणं करोमि उत्तमाणि पुस्तकाणि पठामि मुद्रणदोषः अस्ति चेद् मुद्रणालये सूचयामि उत्तम आदर्शव्यक्त्याः पुस्तकम् अहं पठितवती तदनन्तरं तस्याः जीवननमौल्यम् अहं मम जीवने स्वीकरोमि मम जीवने अभ्यासं कुर्वन्ति इति मम एकः अभिप्रायः अस्ति